भारतीयविज्ञानिनां विषये शालायां बहु किमपि अधीतं तेषु अत्र ब्रह्मगुप्तः भास्कराचार्यः एते गणितज्ञाः सन्ति एवमेव आर्यभट्टाः अपि शून्यस्य आविष्कारं कृत्वा विश्वं प्रति गणितं गणितशास्त्रस्य किमपि बहुमूल्यं तथ्यमपि दत्तवान् आसीत् एवमेव ए पि जि अब्दुल् कलां महोदयाः वर्तन्ते ते क्षेपण क्षिपणिविज्ञानिनः सन्ति एवमेव सुश्रुतः चरकः उभावपि शास्त्रक्रिया सन्ति सुश्रुतसंहितायां ये उपायाः वर्तन्ते रो रोगनिवारणाय ते तु अद्यावधि अद्यापि बहु किमपि मोडर्न् डो स् डोक्टर् इत्यादिकं प्रति बहु किमपि तत्र साहाय्यं करोति